महाभारतस्य कर्ता गणेशः इति प्रसिद्धिः शास्त्रं पुराणेषु यदि कथाः पठामः तर्हि व्यासः गणेशं यदा प्रार्थयति अहं महाभारतं रचयन् अस्मि तत्र तत् लेखनार्थं सहायं करोतु इति तदा गणेशः तदङ्गीकृत्य पुनः सः व्यासं प्रति वदति यदि मया महाभारतं लेखनीयं तर्हि भवता एकक्षणमपि व्यवधानम् अदत्वा तथैव साक्षात् पङ्क्तयः श्लोकाः वा यत्किमपि भवता रचयितुम् इष्यते तद्वक्तव्यम् इति यदि भवान् तथा वदति तर्हि एव अहं महाभारतम् लिखामि इति एवं गणेशः व्यासं वदति व्यासः अपि तत् अस्तु इति अङ्गीकृत्य सः अपि विना व्यवधानं वदति गणेशः अग्रे तथैव तथैव लिखति इति एवं कथा श्रूयते अतः व्यासेन एव लिखितं महाभारतम् इति पुराणेषु प्रसिद्धिः तदाधारेण यदि पश्यामः तर्हि एककर्तृकत्वमेव महाभारतस्य इति वक्तुं शक्नुमः पुनः पाश्चात्यानाम् अभि अभिप्रायः अथवा आधुनिकानाम् अभिप्रायः बहुषु विषयेषु भवति न केवलम् अत्र एककर्तृकत्वविषये पुनः कालविषयेपि अस्माकं या श्रद्धा इत्युक्तौ महाभारतं कस्मिन् काले आसीदिति विषये या श्रद्धा तत् ते नाङ्गीकुर्वन्ति तेषां गणनापद्धतिरेव भद् पद्धतिः अन्या भवति तदानुगुण्येन ते वदन्ति इत्येवं आधुनिकम् आधुनिकपद्धतौ तद्विषये भेदः भवत्येव अत्र तु कर्तृकत्वविषये अपि यतः महाभारतस्य विस्तारः तथा अस्ति इत्यतः न केनापि तत् एवम् ऊहयितुं शक्यते यत् एकेन पुरुषेण तत् कृतमस्ति इति पाश्चात्याः एतत् पुराणविषयेपि एवमेव अङ्गीकुर्वन्ति प्रायः व्यासः सम्पादकः स्यात् तद् तद् तदधः इत्युक्तौ तस्य मार्गदर्शने अनेके बहवः ग्रन्थस्य रचनायां सहकृतवन्तः व्यासः मार्गदर्शकः आसीत् यथा सम्पादकाः भवन्ति अस्मिन् काले तद्वत् व्यासः तत् स्थानं निर्वहति स्म अन्ये बहुजनाः मिलित्वा पुराणं वा महाभारतं वा रचितवन्तः इति यतः ग्रन्थस्य विस्तारः यथा वक्तुं मया तथा ग्रन्थविस्तारः तथा अस्ति एकः एकपुरुषनिर्मितिः तस्य ऊहयितुं न शक्यते इत्यतः सम्पादकत्वं व्यासस्य कुत्वा बहुभिः महाभारतं लिखितं बहूनां साहाय्येन महाभारतं लिखितम् इति एवमपि तद्विषये अध्येतारः वदन्ति अतः एककतृकत्वम् इति विश्वासः पुनः बहुभिः तद् रचितम् इति पाश्चात्यानाम् अभिप्रायः अथवा आधुनिकानाम् अभिप्रायः इति अभिप्रायद्वयम् अस्ति इति वक्तुं शक्यते